दिनं दिनं प्रति जनाः दूरवाण्याम् एप् विशेषेभ्यः स्वकीयां रुचिं तत्र प्र प्रदर्शयन्तः दरीदृश्यन्ते तत्रापि यैः एप् विशेषैः जनाः परस्परं सम्पर्कं साधयितुं शक्नुवन्ति तादृशाः एप् विशेषाः अत्याधिकमेव यशः इदानीं प्राप्नुवन्ति यथा सोशल् मिडिया इति उच्यते तत्र इन्स्टाग्राम् फेस्बुक् वाट्साप् टेलिग्राम् इत्यादयः एप् विशेषाः वर्तन्ते तैः परस्परं वार्तापि भवितुमर्हति अपि च स्वकीयचित्राणि अपि ते तत्र प्रदर्शयितुं श शक्नुवन्ति विड् तत्र चलच्चित्राणि अपि योजयितुं शक्नुवन्ति परन्तु एतैः माध्यमैः तत्र स्वकीयतत्त्वानां प्रचारोऽपि भवितुमर्हति कदाचित् दुष्प्रचारोऽपि भवितुमर्हति नाम योग्यविषयाणां प्रचारे तस्य लाभः भवति अयोग्यविषयाणां प्रचारे तस्य हानिरपि भवति अपि च ये द्रष्टारः वर्तन्ते ते किं कुर्वन्ति ते यद् किञ्चिदपि तत्र दूरवाण्यामागच्छति सर्वदा एव ते ईक्षन्ते अतः तत् सर्वमपि इक्षमाणे तेषां मनस्सु क्लेशः अनिद्रा सर्वेषामपि या मात्रा स् स् योग्या स्यात् तादृशी मात्रा न भवितुमर्हति अस्वास्थ्यं भवति कषायाः भवन्ति अतः एतत् स्वयमपि दुःखकरमेव भवति